न श्रूयते न श्रूयते नेट्वर्क् नास्तीति भासते हा इदानीं श्रूयते श्रूयते वदतु भो हा अहं नाम्ना अरविन्दोस्मि किं भो हा कुशलं कुशलं सर्वं कुशलम् ओ एवं वा हा अस्तु भो अस्तु भो भवता यदुक्तं तद्लिख्यते मया इदानीं पुनरेकवारं वक्तुं शक्यते वा एवमेवम् आम् वदतु भो हा खारवेलः दश केजि उर्वारुकं दश किलो एवम् पलाण्डु एवं हा अस्तु अस्तु भो हा आम् आम् आम् हा आम् भो आम् आम् आम् अवश्यं प्रेषयामि अवश्यम् अवश्यं कदा अपेक्षा अस्ति भवतः चतुर्वादनात् प्राक् किञ्चित् कष्टकरं भवति भोः वाहनसञ्चारव्यवस्था नास्ति विशिष्टमोघोन्नतिवृष्टिसद्भावात् किञ्चित् विलम्बः भवति षड्वादनात् प्राक् तदपि कष्टकरम् तथापि यत्किमपि कृत्वा प्रेषयामि चिन्ता मास्तु किन्तु मौल्यं तावत् द्विगुणितं भवति हे हे नैव नैव यत्मौल्यमुक्तं तत् सञ्चारमौल्यसहितेनैव उक्तं मया तत् न नैव तत् तथा कर्तुं न शक्यते ड्रैवर् नास्ति इदानीम् आमामाम् ह्म् आमामां सम्यक् रीत्या अस्ति तत् बिस्लरि उदकेन उत्पादितं मया तस्मात् सम्यगेव अस्ति हा धन्यवादा़ धन्यवा आमामाम् ह्यस्तनदिने एव लोड् आगतं तदेव फ्रेश् लोडेव प्रेषयामि समीचीनमस्ति बहु समीचीनमस्ति हा पेकिङ्ग् सम्यक् रीता अस्ति रीत्या अस्ति अल्युमिनियम् फायिल् यूस् कृतं तस्मात् तस्य दीर्घकालत्वं सम्भवति हा जानामि जानामि तत्रैव प्रेषयामि हा अन्यत् हा अन्यत् काल् आगतम् अस्ति धन्यवादाः जैश्रीरां ह्म्